भोः अस्तु भोः उच्यताम् भोः माम् प्रति पनसफलानि आम्रफलानि दाडिमफलानि खदलिफलानि वर्तन्ते हा तत् सम्यक्तया पक्वं भवति एव पनसफले सिद्धपनसम् अफ़्रिकापनसम् कोच्चिन् पनसम् एता विधाः तत्र वर्तन्ते तत् सर्वं मिलित्वा एकेभ्यः पञ्चाशत् सन्ति आम्रफले आल्फ़ोन्सो मल्लिका नीलं एताः विधाः सन्ति आल्फ़ोन्सो प्रति अहं तु एकेभ्यः शतरूप्यकाणि विक्रियतुम् इच्छामि तत् अल्पं भवति भोः अस्तु अस्तु ददातु आं भोः अहं तु सावयवरीत्यैव कृषिं करोमि अहं तु वृक्षं प्रति जीवामृतपञ्चगव्यं रसगोब्बरं इत्यादिकं दास्यामि तदा एव वृक्षं सम्यक्तया बहु स्थिरतया प्रवृद्धते सत्यं सत्यमेव अस्तु महाभागाः श्वः प्रातः अहं आगच्छामि तत्र अस्तु भोः अहम् आगच्छामि पुनर्मिलामः